गणनीकृत कलापेक्षया मानवनिर्मिता मानवनिर्मिता विशिष्टा मानवस्य सृजनशीलता एका बहुमूल्या सम्पत्तिः अस्ति यस्याः प्रतिकृतिः सङ्कणकेन कर्तुं न शक्यते कम्प्यूटस् पुनरावर्तनीयं कार्यम् एव गणनं कर्तुं शक्नोति परन्तु नूतनम् किमपि सृजनीयम् अस्ति चेत् सङ्क् सङ्गणकेन स्वयं कर्तुं न शक् शक्नोति मानवस्य सृजनशीलता क्रिटिकल् तिन्किङ् भावना सर्वम् अद्वितीया अस्ति एतत् सर्वे तस्याः अनुभवस्य एवम् एक्स्पोजर् च आधारेण भवति तत् कारणेन ते सर्वे अद्वितीयं भवति मनुष्यचिन्तने सहानुभूतिपूर्वकं भवति एवं सहनशीलता अस्ति तत् कम्प्यूटर्मध्ये भावना नास्ति तत् कारणेन मानवनिर्मितकला विशिष्टा भवति